मया फ़्लिप्कार्ट् तः एकं पुस्तकम् ओडर् कृतं यदा प्रथमवारम् अहम् आर्डर् कृतं तदा मम मम मनसि शङ्का आसीत् सम्यक् पुस्तकमागच्छति वा किमपि अन्यत्तु नागच्छति परन्तु यदा मया आर्डर् कृतं तदनन्तरम् आगतं तस्य जनस्य क्रमिकस्य यः आनीतं पुस्तकमानीतं यया तस्य व्यवहारः अपि सम्यक् आसीत् अतः मम मनसि याः शङ्काः आसन् ताः सर्वाः अपगताः